प्रादेशिकवाणिज्यव्यवस्थायां संस्कृतस्य उपयोगः इति न दृश्यते किमर्थम् इत्युक्ते बेङ्गलूरुनगरे तु केचित् जनाः एव संस्कृतम् इच्छया ते पठन्ति अपि च उपयोगं न कुर्वन्ति ते पठन्ति अपि चेत् उपयोगं न कुर्वन्ति एकवारमेव अहं बेलगाम् मध्ये एक एक आपणं गतवती आसम् तत्र एकः अहं सीक्रेट् इति मम मित्रम् उक्तवती संस्कृतेन तदा सः ज्ञातवान् एतद् संस्कृतवाक्यं खलु अहमपि जानामि अहम् उपयोगं करोमि इति तत्र उक्तवान् एतदेव मम एतत् मम वदति मम एक्स्पीरियन्स्